संस्कृतभाषायाः परिरक्षणे प्रवर्धने च एते क्रमाः सर्वैः स्वीकरणीयाः बाला बालाय बालावस्थादेव संस्कृतपठनं कर्तव्यं श्लोकानि लघुवयसि एव बालेभ्यः पाठनीयानि शालासु संस्कृतशिक्षणं भवेत् पञ्चतन्त्रादिनीतिकथाः पाठनीयाः गृहे ज्येष्ठाः सम्यक् व्यवहारं कुर्युः यतः बालाः ज्येष्ठान् अनुसरन्ति गृहे संस्कृतभाषायाः व्यवहारः भवेत् संस्कृतकथापुस्तकानि पाठनीयानि संस्कृतशिबिरार्थं गच्छेयुः संस्कृतमित्राणि भवेयुः